मम प्रान्ते इदानीं प्रायः प्रतिदिनमेव एकं नूतनं रुग्णालयमहं पश्यामि येन एतत् वक्तुं शक्यते यद् अत्रत्या वैद्यकीयव्यवस्था अत्यन्तमेव सुष्ठु प्रचलति तत्र प्रायः सर्वाः अपि विधाः इदानीं दृश्यन्ते यथा आयुर्वेदस्य वैद्याः अपि दृश्यन्ते पुनः होमियोपेथी भवतु अथवा नेचुरोपेथि भवतु तादृशाः तादृश्यः संस्थाः अपि इदानीम् अत्र बाहुल्येन द्रष्टुं शक्यन्ते तत्रापि अद्य नूतनं नूतना तत्र प्रभावैः प्रयोगैश्च इदानीं रुग्णालयेषु यथा विदेशेषु याः पद्धतयः चलन्ति तादृश्यः पद्धतयः इदानीं भारतेऽपि आगतवत्यः अतः मम प्रदेशे अपि इदानीं नूतननूतनव्यवस्थाः सन्ति येन चिकित्सायाः इदानीं यत् स्थानम् आसीत् तद् प्रतिदिनम् एव आरोहते अपि च इदानीं समाजे प्रायः सामान्यजनाः तां चिकित्सां तां व्यवस्थाम् अवाप्तुं कदाचित् क्लेशम् अनुभवन्ति इति दृश्यते परम् इदानीं मम प्रान्ते सर्वकारपक्षतः सामान्यजनेभ्यः अपि सा व्यवस्था अत्यन्तमेव सुलभतया उपलब्धा वर्तते प्रारम्भिकं तद् निरीक्षणम् अत्यन्तमेव न्यूने मूल्ये अथवा कदाचित् मूल्यातिरिक्ते वा भवति अनन्तरञ्च यत्किञ्चिदपि मूल्यं भवति तत् दातुं शक्यते चेत् दीयेत न दातुं शक्यते चेत् तर्हि सर्वकारीयाः नैकाः योजनाः वर्तन्ते तासु तदर्थम् अपि व्ययः कर्तुं पार्यते अतः सा अपि अत्यन्तमेव सम्यक् प्रचलति एषा सर्वापि व्यवस्था इदानीमपि अग्रे वर्धेत इ इति इदानीं तदर्थं सर्वकारस्य अपि नैके कार् कार्यक्रमाः दृश्यन्ते